हरिः ओं स्वच्छभारतं योजना इति भारतीयसार्वकारेण सर्वकारद्वारा कश्चन कार्यक्रमः आरब्धः वयं तत्र अधिकसङ्ख्या कोटिकोटिसङ्ख्याः वयं भारतीयाः स्मः किन्तु आभारतं यावत् प्लास्टिक् बाटल् इत्यादिकं सर्वत्र सर्वत्र प्रक्षिप्य परिसरे वयमेव अधिकं कालुश्यं कुर्वन्तः स्मः तस्मिन् विषये जागृताः प्रधानमन्त्रिणः नरेन्द्रमोदी महोदयाः स्वच्छभारतं योजना इति कञ्चन विषयम् उपस्थाप्य समग्रं भारतम् अटनं कृत्वा तस्मिन् विषये जागृतां कृतवन्तः किमर्थं तथा सम्पूर्णतया भारतमण्डले कर्तव्यम् इति

भू स्वच्छः स्वच्छता न भवति वायुः मालिन्यम् अधिकतया भवति जलमालिन्यं यदि भवति चेत् स सर्वेषाम् अस्माकं भारतीयानां रुग्णादिकम् अधिकं जायते इति क्लेशः एव भवति इति मत्वा तस्मिन् विषये जागरूकाः भवामः वयं भवामः इति मत्त्वा तैः एषा योजना आरब्धा किन्तु एषा योजनाः अन्यैः एव आचरणीया इति न सर्वे अपि भारतीया वयं कुर्मः इति कृत्वा ते प्रधानमन्त्रिणः स्वयमेव मार्जनीं हस्ते धृत्वा सर्वत्रापि मार्जनं स्वयमेव कृतवन्तः एवं स्वयमेव सम्मार्जनादिकं कृत्वा ते एव मार्गदर्शकाः अस्माकं जाताः इदानीं तु तस्य कार्यक्रमस्य किञ्चित् प्रयोजनं दृश्यते तथापि वयं सुशिक्त सुशिक्षिताः भूत्वा यदि सर्वत्रापि परिसरे स्वच्छतां रक्षयामश्चेत् परिसरस्य स्वास्थ्यं भवति परिसरस्य स्वच्छता अस्ति चेत् अस्माकं सर्वेषां भारतीयानाम् आरोग्यमपि समीचीनं भवति अतः जलस्य जलस्य मालिन्यं यथा न भवति वायोः मालिन्यं यथा न भवति भूमौ यत्र मालिन्यं न भवति तथा अस्माभिः तथा अस्माभिः तत्र सर्वत्रापि प्रयत्नः करणीयः एवं क्रियते चेत् सः सर्वत्रापि स्वच्छता सिद्ध्यति एषः कार्यक्रमः एकेन पुरुषेण कर्तुं न शक्यते

यदि एतस्मिन् अभियाने स्वच्छताभियाने सहायं कुर्मश्चेत् तर्हि देशस्य स्वास्थ्यं भवति मयापि तस्मिन् विषये कार्यं कृतम् इति अस्मिन् समये उक्त्वा विरमामि